अस्माकं समुदाये तावत् उत्स बहुषु उत्सवेषु नृत्यस्य महत्वपूर्णं पात्रं वर्तते एव यथा उदाहरणार्थं गणेशचतुर्थी एवं गङ्गम्मजात्रा एवं ग्रामदेवतायाः पूजनं तेषाम् उत्सवाचरणम् इत्यादिषु सन्दर्भेषु नृत्यस्य महत्वपूर्णं स्थानं भवति यतोहि यदा गणेशस्य प्रतिष्ठा क्रियते गनेशचतुर्थीम् उपलक्ष्य गणेशस्य प्रतिष्ठां क्रियते गनेश आनयनात् आरभ्य निमज्जनपर्यन्तम् अथवा अर्थात् आनयनसन्दर्भे नृत्यं कुर्वन्तः एव गणेशमूर्तेः आनयनं आ कृत्वा तत्र स्थापना क्रियते एवं दिनत्रयानन्तरं वा पञ्चदिननानन्तरं वा नवदिनानन्तरं वा तत्र यदि यदा तत्र निमज्जनं भवति निमज्जनसन्दर्भे अपि गणेशस्य नृत्यं कुर्वन्तः एव जनाः गणेशस्य तडागं प्रति जलाशयं प्रति नयन्ति तत्र च निमज्जनं कुर्वन्तीति एवमेव गङ्गम्मजात्रा उत ग्रामदेवतायाः पूजनसन्दर्भे यदा ग्रामदेवतायाः ग्रामं परितः परिक्रमणं भवति परिक्रमणे तस्मिन् अवश्यमेव नर्तकाः नृत्यन्ति भिन्नभिन्नप्रकारककलानां प्रदर्शनं कुर्वन्ति कलानां प्रदर्शनेन मातुः तेषाम् उपरि अनुग्रहः भवति अनुकम्पा भवति तेन माध्यमेन तेषां कला इतोपि परिपूर्णा भवति रसपूर्णा भवति इति जनाः अभिमनुन्तः तस्याः कलायाः प्रदर्शनं मातुः पुरतः कुर्वन्तः मातुः परिक्रमां कारयन्ति इति अत्र प्रथितम् अस्माकं समुदाये